मम ग्रामे पर्वाणि बहु रोचन्ते यतो हि द्वादश मासेषु त्रयोदश पर्वाणि मम ग्रामे परिपाल्यन्ते तत्र विभिन्न पर्वाणि भवन्ति यथा आषाढमासे राजपर्व रथयात्रा भाद्रपदमासे पुदुरकोणि आश्विनमासे कुमारपूर्णिमा दसहरा दिपावलिः कार्तिकेश्वरपूजा कार्तिकमासे मार्गशिरमासे माणवसा चैत्रमासे चैत्रपूर्णिमा वैशाखमासे वैशाखी उत्सवश्च तर्हि एतेषु पर्वसु आनन्द उत्साहस्य वातावरणं ग्रामे दृश्यते सर्वे मिलित्वा उत्सवानां पालनं कुर्वन्ति ग्रामस्य वातावरणं बहु सम्यक् दृश्यते अतः एकतायाः प्रत्यक्स्वरूपाणि भवन्ति एतानि पर्वाणि अतः पर्वाणि मह्यं बहु रोचन्ते